नमस्कारः नृत्यम् अभिरुचि रूपेण अनुसर्तुं महिलाभ्यः समाजे प्रोत्साहः वर्तते किम् इति प्रश्नः इदानीं तु प्रोत्साहः सम्यक् एव अस्ति परन्तु पूर्वतनकाले नृत्यं नृत्याभिरुचिः अस्ति चेदपि कोपि महिला तस्य पूर्तिम् अनुसर्तुं न शुक्यं शक्तः शक्तवती किमर्थम् इति इत्युक्ते तत्समये नृत्यं नृत्यस्य विषये एतादृशं गौरवं सम्मानः न आसीत् पूर्वतनकाले किं प्रोस्टिट्यूषन् इति वदामः किल तत्सर्वं अधिकम् अस्ति इदानीमपि अस्ति परन्तु तत् समये किञ्चित् एतादृशं सम्मानं न प्राप्यत् प्राप्यते तत्समये इदानीम् इदानीं कोपि नृत्यं नृत्यम् आनुस् अभिरुचिरूपेण अथवा पूर्णं पूर्णकालिका पूर्णकालिककार्यं रूपेण कार्यरूपेण अपि अनुसर्तुम् इच्छति चेत् महिलाभ्यः समाजे प्रोत्साहः सम्यक् एव अस्ति तन्मध्ये सम् सम्मानमपि सम्यक् रीत्या एव प्राप्नोति गौरवमपि अस्ति किमपि समस्या नास्ति मम अहं मम पुत्र्याः उदाहरणमेव स्वीकरोमि मम पुत्री इदानीं दशम्याम् एकादश्यां कक्षायां पठति सः बाल्यकालात् इव नृत्य नृत्यस्य तस्याः अभिरुचिः आसीत् अतः वयं पूर्णतया शतं परिशत् प्रतिशतं प्रतिशतं वयं प्रोत्साहनं दत्तवन्तः प्रतिमासं तां प्रोत्साहितवन्तः फ़ीस् अपि अधिकं फ़ीस् इत्युक्ते शुल्कः अपि अधिकमेव आसीत् परन्तु वयं दत्तवन्तः सः इदानीम् एकादश वर्षं वर्षात् नृत्यं नृत्यपाठनं कृत्वा इदानीं तस्याः रङ्गप्रवेशम् अपि अभवत् रङ्गप्रवेशे अपि अधिकशुल्कस्य आवश्यकता एव आसीत् परन्तु वयं कर्तुं शक्तवन्तः दैव अनुगृहम् आसीत् तत्र अतः तस्याः बहवः सख्याः अपि इदानीं भरतनाट्यं वा प्रा पाश्चात्य नृत्यशैलीं वा बालिवुड् टालिवुड् एतत् सर्वं वदामः किल तत् सर्वान् स्टैल्स् मध्ये स्टैल् इत्युक्ते प्रति इति वक्तुं शक्नुमः तत्र अपि बहवः इदानीं नृत्यस्य पाठनं कुर्वन्ति अतः महिला इदानीं इदानीं इदानीम् आधुनिक काले महिला वा पुरुषः पुरुषानां महिलानां मध्ये एतादृशं किमपि कम्पेरिसन् कम्पेरिसन् इत्युक्ते किं वदामः संस्कृते किमपि कम् कम्पेरिसन् नास्ति द्वौ अपि समानमेव इति सर्वे पोषकाः चिन्तयन्ति अतः महिलाः अपि महिला नर्तकेभ्यः अपि कोपि समस्या नास्ति पूर्वतनकाले समस्याः बहु अधिकम् आसीत् इदानीम् अहं चिन्तयामि लघु लघु ग्रामे ग्रामे ग्रामेभ्यः मध्ये अपि बहवः छात्राः नृत्यं पठति पाठशालायामपि किञ्चित् पीरियड्स् भवति क्लासिकल् ड्यान्स् वा नान् क्लासिकल् एतत् सर्वं शासकीयविद्यालये अपि एतादृशं सर्वम् अस्ति अतः अहं चिन्तयामि एतावत्पर्यन्तम् इदानीं समस्या किमपि नास्ति एतावत्पर्यं पूर्वे आसीत् परन्तु इदानीं सम्यक् एव अस्ति सर्वम् धन्यवादः